अस्माकं गौरवशाली इतिहासः तानि अपि ज्ञायते तद अर्थम् अहम् ऐतिहासिककथा श्रावयसि अहम् ऐतिहासिक घटना न वदामि तर्हि तत् कथा विषये लुप्ता भवति अग्रे आगच्छन्ति नूतनजनाः नूतनबालकाः ऐतिहासिकविषये न ज्ञायते तर्हि अहं वदामि अहम् अपि कथा श्रावयामि एवं कथापि वदामि मम क्षेत्रे अहं बालकानाम् नूतनछात्राणां छत्रपतिशिवाजीमहाराजविषये पेश्वे विषये एवम् अनेक राजामहाराजविषये ऐतिहासिक तस्य विषये अहं वदामि ऐतिहासिकविषये ऐतिहासिकघटना ऐतिहासिकवास्तु कलात्मकता अहं बालकानां वदामि तर्हि तर्हि नूतनबालकानाम् येषां बालकः ऐत् इतिहासः न जानन्ति तेषाम् अहं सर्व अहं सर्व ऐतिहासं वदामि तर्हि इतिहासं रक्षन्तु